हरि ओम् नमस्ते महोदयः हा अहं रामशरणः एक अहं रामशरणः इदं डि एस् एस् होल्सेल् होल्सेल् मार्केटिङ्ग् वा हा एवं फू पूगफलस्य पूगफलस्य प्रति क्विन्टाल् धनं कीयत् इति चिन्तय

हा वयं तु जनपदस्थले व्यापारं कुर्मः

आं भोः आं भो मम समीपे सम्यग् वर्तते एवं आं सर्वमपि आनीतवान् स्वीकुर्वन्तु पश्यन्तु आ आमामं सत्यं सत्यं सम्यगस्ति सम्यगस्ति भो अहं पञ्चा पञ्चशत् अधिक एकशतं फूगफलम् अपेक्षितं आ तर्हि कीयत् धनमस्य भवति भो

एवं वा अहं पञ्चाशत् अधिक एकशतमेव अपेक्षितं एवं एवं अहं बो अहं साक्षात् ट्रास्वर् करोमि आम् आम् आम् एवम् एवम् अहं त्रिंशत्लक्षं रूप्यकाणि इदानीं साक्षात् यच्छतु तदा अवशिष्टम् अवशिष्टं धनं डेलिवरि अनन्तरं धास्यामि पञ्चाशत्लक्षं धनम् अनन्तरं दास्यामि एवं वा आ एवं चेत् तर्हि अहम् अग्रिममासे एव सम्पूर्णं धनं दास्यामि एवं सत्यं सत्यम् आम् आम् आं धन्यवा धन्यवा धन्यवादः हा